नमस्ते स्विग्गी अहं मीनाक्षी उपाहारमन्दिरतः वेज्बिर्यानी आर्डर् कृतवती आसम् परन्तु मया मसालादोसा प्राप्तं वर्तते कृपया मम आर्डर् परिवर्तयतु अथवा मम धनं प्रत्यर्पयन्तु